नमस्कारः गृहोद्यानं परिपालयितुं कियद्धनम् अल्पमौल्यं बहु मूल्यं वा भवति गृहोद्यानं परिपालयितुं बहु अधिकधनं द धनस्य आवश्यकता न भवति अहं चिन्तयामि वर्षे सहस्रम् सहस्ररूप्यकाणि पर्याप्तं भवति द्विसहस्रमिति स्थापयामः द्विसहस्ररूप्यकाणि वर्षा वर्षात् पर्यन्तं एकवर्षात् पर्यन्तं सम्यक् भवति पर्याप्तमेव भवति अत्र किं किं वयं स्था किं किं वयम् आनयामः सस्यानि नूतनसस्यानि आं आनयामः किञ्चित् पौशकपदार्थाः जलं तु गृहे एव प्राप्यते पोषकपदार्थाः आवश्यकता भवति किञ्चित् वयम् औषधीं गृहे अपि मे निर्मातुं शक्नुमः गृहे भवति किल आद्रकं लहसूनं मरीचिका एतत् रीत्या एतत्रीणि भा समानरूपेण स्वीकृत्य लेह्यं कृत्वा तद्वयम् जलेन मिलित्वा ततैव स्प्रे कर्तुं शक्नुमः तत् पर्याप्तं भवति लघु लधु कीटकानि आगच्छन्ति किल कीटकनिवारणाय एतत् स सर्व पर्याप्तमेव भवति अनन्तरम् खाद्यपदर्थानि वयम् उपयोगं कुर्मः किल शाकानि फलं फलचिल्का एतत् सर्वं तत्सर्वमपि वयम् एकं बहु पात्रे स्थापयित्वा गृहे एव फ़र्टिलैज़र् एतत् कर्तुं श्त शक्नुमः नेचरल् फ़र्टिलैज़र् नास् नेचुरल् इत्युक्ते नेचुरल् फ़र्टिलैस् इदानीं नागच्छति उर्वारुकम् उर्वारकपदार्थः एतदपि वनं वयं कर्तुं शक्नुमः अतः क्रीण क्रीणेतुं न आवश्यकता न भवति तत् उपयोगं करुं कुर्मः प्रतिदिनं किञ्चित् एव जलं स्थापयामः गृह उद्याने सुन्दरताम् अब् अब्र सुन्दरता अभिवृद्धि कर्तुं किञ्चित् लघु लगु लघु लघु किं वदामः लघु लघु टाय्स् एतादृशं वयम् आपणात् आन् आनीत् आनीय तदपि सस्यं सस्यस्य मध्ये स्थापयामः बहु सुन्दरं दृश्यते अनन्तरम् अल्पमूल्यं बहु अधिकमूल्यं मूल्यस्य आवश्यकता न भवति किञ्चितेव आवश्यक्ता भवति अनन्तरम् अहम् वास् मासे न एकवर्षस्य मध्ये एकवारम् अहं रीपोटिङ्ग् एतादृशं करोमि सस्यानां पुनः पुनः स्थापनं पुनर्स्थापनं एतादृशं करोमि सम्पूर्णमृत्तिकां निस्कास्य किञ्चित् नूतनं मि मित् मृत्तिकामपि तत्र स्थापयित्वा किञ्चित् पोषकपदार्थानि सर्वं मेलयित्वा पुनः सस्यस्य स्थापनं करोमि रीपोटिङ्ग् एतादृशं वदामः किल तदपि करोमि वा वर्षे एकवारम् अतः अहं चिन्तयामि पञ्चशताधिक द्विसहस्ररूप्यकाणि पर्याप्तं भवति गृ गृहाद्यानस्य परिपालन परिपालयितुम् अस्तु धन्यवादः